मम प्रदेशे विद्यमानः सांस्कृतिकमहोत्सवः वर्तते दसरा अत्र शृङ्गगिरौ देव्याः शारदादेव्याः प्रतिष्ठा वर्तते तत् शङ्कराचार्यैः प्रतिष्ठा कृता वर्तते तत्र दसरा दसरा पा सांस्कृतिकमहोत्सवं बहु सम्यक् आचर्यते यतः नवरात्रिः नाम देव्याः तत्र पूजा विशेषतया क्रियते तदर्थम् अत्र बहु सम्यक् भवति जात्रादिकं भवति नित्यं देव्याः अलङ्कारः भवति बहवः अनेकेषु प्रदेशेषु अत्र देवीं द्रष्टुम् आगच्छन्ति ए एतत् जात्रा जात्रा महोत्सवः तु पञ्चदिश पञ्चदशदिनानि अत्र आचर्यते बहु सम्यक् आचर्यते अनन्तरं तत्र अस्माकं कार्यं यदस्ति अहं नित्यं देवालयं गच्छामि तत्र जगद्गुरुभिः तत्र नित्यम् आगम्यते तेषां दर्शनमपि क्रियते जात्रा प्रति तत्र अस्माभिः गम्यते तत्र किमपि विशेषतया स्थापयन्ति क्रीडां क्रीडितुं तत्र अस्माभिः तत्र क्रिडा क्रीडितुं शक्यते अन्यद् दीपावलीपर्वः दीपावलिपर्वे सर्वे अपि मिलित्वा गृहे वयं सर्वे मिलित्वा अस्माभिः दीपाः ज्वाल्यते तत्र चतुर्दिनानि अपि दीपाःज्वालयित्वा तदग्रे एकमासं यावत् अस्माभिः दीपः ज्वाल्यते तत्र दीपावलीपर्वे प्रातः उत्थाय सम्यक् तैलस्नानं कृत्वा अस्माभिः देवस्य तत्र पूजा क्रियते एवं तत्र अस्माभिः प्रातः उत्थाय शीघ्रम् उत्थाय मातुः कृते अथवा अस्माकं नित्यकर्मादिकं यत् भवति तद् शीघ्रं शीघ्रं कृत्वा वयं तत्र अस्माकं कार्यं कुर्मः